हरिः ओम् सत्यम् कः भवान् ह

हा हा किं किं किं किं ज् किं जातं किं जातम् हा हा

न न न ना त् किमपि स्यात् त भवान् एकवारम् धृत्वा पश्यतु तथा न भवति वस्तुतः वयं भवतः भवतः यत् यत् मानं दत्तमस्ति तदेव अधिकृत्य वयं सीवनं करिष्यामः खलु अतः तथा न भवति भवान् तथा न चिन्तयतु एकवारं धृत्वा पश्यतु न तथा नास्ति तथा नास्ति व यत् मानं स्वीकृतं तस्मिन् दिने तदा एव सीवनं क्रियते तथा एकत्र लघुः य हा ओ तत्तु पूर्वं मम मोबैल् स्थापयित्वा तस्य मानं स्वीकरणीयम् आसीत् इदानीं तथा वदति चेत् कथं कर्तुमहं पुनः कर्तयित्वा तद् पुनः सीवनं कर्तुं कथं शक्नुयां त तत् तस्य सौन्दर्यं युतकस्य सौन्दर्यमेव नश्यति खलु कथं किं किं जातमस्ति अय्यो अस्माकम् तथा नास्ति अस्माकम् अस्माकं सीवनं कार्यागारे कश्चनः धूर्तः तत्र आगतः अस्ति सः प्रायशः एवं कृतवान् स्यात् अहं पश्यामि एकवारं तस्मिन् विषये चिन्तयामि भवानेकं कार्यं करोतु तत् तत् स्वीक् ह स्वीकृत्य युतकं स्वीकृत्य आगच्छतु तद् एकवारम् अहं वयं पश्यामि अहं द्वयः

न तथा तथा नास्ति तथा न् तथा भवितुं नार्हति अहं परीक्षां करिष्यामि न न न अहं परीक्षां करोमि भवतः यत् मानं दत्तमस्ति तदनुसारेण वस्त्रम् अस्ति चेत् अहं किमपि दातुं न शक्नोमि हा तदेव तदेव एक् एक प्रथमवारमेव खलु एवं जातम् अस्तु अहं तस्मिन् विषये चिन्तयामि भवान् एकं कार्यं करोतु

धृत्वा एव धृत्वा एव आगच्छतु चिन्ता नास्ति अ अस्तु अस्तु आनयतु तर्हि श्वः परि पश्यामः श्वः द्रक्षामः अस् अस्तु धन्यवादः